छप्पनिया अकालः इत्यविधेयः अनावृष्टिकालः राजस्थाने बभूव तदा ईस्वीयः नवनवत्यधिक अष्टशतोत्तरएकसहस्रं विक्रमसम्वतः षट्पञ्चाशदधिकं नवशतोत्तरम् एकसहस्रं बभूव छप्पनिया अकालः एकवर्षपर्यन्तम् अभूत् तदा न तु अन्नम् उदपादि नहि पशूनां कृते घासस्य उपलब्धता बभूव यत्र यत्र अकालः आसीत् तत्र तत्र जलस्य व्यवस्था जलसञ्चये आश्रिता आसीत् मरुस्थलात् जनाः पलायनं प्रारब्धवन्तः